प्रायशः षण्मासात् पूर्वं मया स्याम्साङ्ग् अत्रैव सर्विस् स्टोर् तः एकं स्याम्सङ्ग् मोबैल् एस् ये स्याम्सङ्ग् एस् ट्वेण्टि वन् एफ़् इति स्वीकृतं तदिदानीं पर्यन्तं सम्यगेव चलति तस्य क्यामरा तु बहुसम्यक् वर्तते य य यस्मिन् रैस् रेण्ड् मध्ये दीरवाणी लभ्यते तस्मिन् मध्ये तु तस्य क्यामरा बहुसम्यक् ब् ब् छायाचित्रम् उत्तलनं करोति भिड्वो इत्यादिकं बहुसम्यक् भवति एवमेव सर्वं गेमिङ्ग् इत्यादिकमपि तस्मिन् दूरवाणी यन्त्रमध्ये सम्यगेव प्रचलति केवलं अहं मन्ये यत् बाट्रि केपेसिटि न्यूनं वर्तते अन्यत् दीरवाणीयन्त्रापेक्षया यतो हि ब् प्रतिदिनं द्विवारम् एव मया चार्ज् क्रियते